हलन् हरिः ओें नमस्कारः महोदय

आम् आम् अहं विद् छात्

किं नाम अस्माकं केन्टीन् मध्ये तु सम्यक् भवति खादनार्थं वा भवतु पानार्थं वा भवतु किमपि परन्तु इदानीं एकमासः जातम् तत् समोसा भवति तस्मिन् मध्ये बहु ओयिल् रूपेण भवति इतोपि चायं यत् भवति तत् सर्वं जलमेव भवति किमपि सम्यक् न भवति महोदय तत् आमाम् आं महोदय किं नाम महोदय तात् तत् कारणात् एव मम मित्राः सन्ति किल तेषां कृते बहु फ़ुड् पोय्सन् जातं ते होस्पिटल् गच्छन्तः स्मः कस्य उदरपीडा भवति चेत् कस्य वोमिटिङ्ग् भवति एवं च कस्य ज्वरः अपि आगच्छति कदा कदा कासः अपि भवति तत् कारणात् अतः बहु नाम बहु क्लेशः भवति अस्ति पूर्वं तु सम्यक् आसीत् न न न न बहिः नास्ति महोदय पूर्वं तु सम्यक् आसीत् इदानीम् एकमासः एव जातम् अस्ति एकमासः अपि नास्ति ट्वेण्टि पञ्चविंशतिदिनानि एव जा तत्तु बहु समस्याः दृश्यते आमाम् परन्नास्ति इदानीमेव जातं किल एकवारं भवान् दृष्ट्वा किञ्चित् पश्यन्ति चेत् सम्यक् भवतीति मम आशयः अपेक्षते अपेक्षते चेत् मम मित्राणि अपि आगच्छन्ति मया सह अहं तानपि स्वीकृत्य आगच्छामि दर्शयामि एकवारम् भवती भवान् कदापि गच्छति चेत् तत्र एकवारं चायं पानं कृत्वा नास्ति चेत् तत् समोसा इत्यादिकं खादित्वा अपि पश्यतु कथम् भवति इति मम मम तु तथा एव जातं चायं तु बहु नाम बहु जलं जलमेव आसीत् काफ़ी मध्ये अपि जलमेव आसीत् इतोपि एतत् क्षीरमस्ति किल क्षीरमपि बहु उष्णं न आसीत् बहु नाम बहु शीतलं कृत्वा एव दापयन्तः सन्ति परन्तु इदानीं वृष्टिकालः आगतं किल किञ्चित् उष्णं भवति चेत् सम्यक् बवति किल क्षीरमस्माकं आरोग्यार्थमेव किल अतः अस्मिन् विषये किञ्चित् पश्यन्ति चेत् सम्यक् भवति महोदय आम् आम् आम् महोदय अवश्यं पश्यन्तु महोदय धन्यवादः धन्यवादः आम्